गृहस्य परितः विद्यमानानि क्षेत्राणि स्वच्छतायाः कृते अहं भिन्नभिन्नजन्तुनाशकं योजयामि तथा तथा केरसुन्याः एव डस्ट्बिन् इत्यत्र विविधसाधनं साधनानि अहं योजनां करोमि एवं तस्य सङ्ग्रहे अपि किञ्चित् वस्तूनि अहं योजयामि